हरि ओं

हा सत्यं भगिनी वदतु

हा सत्यं आमां वदामि भगिनी भवत्याः कृते प्रिवेड्डिङ्ग् आवश्यकं वा वेड्डिङ्ग् अपि आवश्यकं वा तर्हि प्रिवेड्डिङ्ग् अस्ति चेत् एकलक्षरूप्यकाणि अस्ति भवगिनी प्याकेज् साक्षात् राज्य भगिनी राज्यान्ते अस्ति चेत् एकलक्षरूप्यकाणि भवति फारिन् गन्तुमिच्छति चेत् पन्चलक्षरूप्यकाणि हा भगिनी भवती बहिः गन्तुमिच्छति चेत् पञ्चदिनानि भगिनी यत्र कुत्रापि गच्छतु पञ्चदिनात्मकं शूटिङ्ग् भवति आ भगिनी कुलु मनाली गन्तुं शक्यते आनन् हा सत् हा शक्यते भगिनी हा अस्तु इदानीं तु भवन्तः यदा गच्छन्ति तदा भवद्भिः सह एव वयमपि आगच्छामः अस्माकं बस् चार्जस् इत्यादिकं सर्वं भव भवद्भिः एव द्रष्तव्यं भगिनी एत भगिनी एतत् दिनत्रयात्मकम् अस्ति सर्वं अस्माकं भिजनव्यवस्था यानव्यवस्था पेट्रोल् व्यवस्था सर्वं आहत्य एकलक्षरूप्यकाणि भगिनी हा सत्यं भगिनी भवद्भिः सह एव आगच्छामः अनन्तरं भवन्तः एव वस्त्राणि आनयन्ति वा अस्माभिः दातव्यं भवति वा तदपि पुनः मौल्यं भवति वस्त्राणां कृते अपि हा सत्यं

हा निश्चयेन भव निश्चयेन चित्राणि सन्ति वाट्साप् द्वारा प्रेषयिष्यामः हा निश्चयेन विवरणसहितं सर्वं स्थापयामः स्वागतं नमस्ते